अहं उत्कलप्रदेसस्य गञ्जामजिल्लायां निवसामि मम प्रदेशे जनाः जीविकार्थं प्राधान्येन कृषिकार्यं कुर्वन्ति तत्र वर्षऋतु ऋतौ जनाः धान्यारोपणं कुर्वन्ति एवं च धान्यस्य संरक्षणमपि कुर्वन्ति मम प्रदेसे यन्त्रशालाः सन्ति तत्र एसिड् शिल्पागार इति अन्यतमः तत्र लवणं स्वीकृत्य एशिड्निर्माणं क्रियते एवं बिभिन्नेषु वर्णेषु तश्य नियोजनं कृत्वा वर्णस्य निर्माणं च क्रियते